मम वृत्तिविषये वदामश्चेत् मम अध्यापनं मम वृत्तिविषयः वर्तते अनन्तरं यत् किमपि वृत्तिं कर्तुम् इच्छामि अध्ययनं विहाय यत् किं वा भवतु तत् स्वमनः तत्र स्थापयित्वा तद्वृत्तिं कुर्वन् अस्मि अनन्तरम् अध्ययनविषये यद्वदामश्चेत् सर्वदा स्वाध्यायं कर्तुम् इच्छामि नूतन नूतन ग्रन्थान् यत् किमपि तत्र न अवगच्छामि तदपि पुनः पुनः पठामि बहु वारं पठामि तथापि न अवगच्छति चेत् पुनः पुनः पठामि अनन्तरम् अत्यधिकं तु शास्त्रसम्बन्धं पठन् अस्मि अनन्तरं पाठयन् अस्मि लघुछात्रान् तदेव वृत्तिविषयः अनन्तरम् अध्यापनविषयं वर्तते मम